पुस्तकम् एतत् यथा चिन्तितं तथा नास्ति लघुभारयुक्तम् इति तत्र विज्ञापने सौनितम् आसीत् वर्णितमासीत् तादृशं नास्ति अपरञ्च तस्य मुद्रणमपि दोषयुक्तमस्ति अपरञ्च बहु कालान् अनन्तरं प्राप्तम् नैतद्युक्तम्